संस्कृतम् अस्माकं भारतीयसंस्कृतेः द्योतकं वर्तते संस्कृतस्य विषये जनानां विशेषं वैशिष्ट्यं चिन्तनं वर्तते संस्कृतम् अस्माकं संस्कृतिं बोधयति संस्कृतेः ज्ञानम् अस्ति भाषासु मातृभाषात्वेन अथवा मातृस्थानत्वेन संस्कृतस्य संस्थितिः वर्तते इति जनानां चिन्तनं वर्तते तत्तु सत्यं परन्तु केचन जनाः संस्कृतं विरोधयन्तः विचित्रं व्यवहरन्ति संस्कृतविरोधिजनाः अपि लोके बहुत्र सञ्चरिष्यमाणाः संस्कृतं सर्वदा निन्दन्ति तेषां मनसि संस्कृतविषये विचित्र चिन्तनधारा वर्तते संस्कृतं केवलं ब्राह्मणसमुदाये विद्यमाना भाषा वर्तते संस्कृतं केवलम् एक जनानाम् साम्यत्वेन अथवा स्वादीने विद्यमानं वर्तते संस्कृतं क्लिष्टं वर्तते संस्कृतं देवभाषा इति वदन्तः अस्मान् एते दूषयन्ति इत्यादिकं विचित्रं चिन्तनं वर्तते तं विषयम् आधारीकृत्य किञ्चित् संस्कृतविषये सामान्याम् अपकल्पनाम् अहं स्पष्टीकरिष्यामि प्रथमं संस्कृतम् इति या भाषा वर्तते तत्तु सर्वेभ्यः समानरूपेण विद्यमाना वर्तते किमर्थं नाम भारते आसेतु हिमाचलपर्यन्तम् सर्वे जनाः संस्कृतेनैव व्यवहरन्तः आसन् इति अस्माकम् इतिहासस्य अवलोकनेन ज्ञायते संस्कृते व्यवहारः केवलं ब्राह्मणजनानां न वर्तते संस्कृते व्यवहारः भारतीयानां वर्तते एतत्तु स्पष्टं ज्ञातव्यम् अस्माभिः अत्र संस्कृतविषये इतोऽपि एकं वर् चिन्तनमहं वक्तुम् इच्छामि संस्कृतं क्लिष्टम् इति बहुधा कल्पयन्ति संस्कृतं क्लिष्टं न भोः संस्कृतं सुन्दरं वर्तते एकदा संस्कृतेन व्यवहारं करोतु भवता मनसि सम्यक् आनन्दः जायते एकदा संस्कृतभाषायां श्लोकम् उच्चारयति चेत् संस्कृतश्लोकस्य कारणेन भवदीय मनसि आनन्दः जायते तेन प्रसन्नमनाः भूत्वा कार्यं कर्तुं समर्थाः भवन्ति भवन्तः एवम् ब्राह्मणसमुदायस्य गतभाषा न वर्तते संस्कृतं क्लिष्टभाषा न वर्तते देवभाषा वर्तते गीर्वाणी इयम् अस्माकं संस्कृतिं बोधयति संस्कृतिः यदा ज्ञाता भवति अज्ञात्वा तस्य विषये गौरवः अधिकः भवति ज्ञात्वा अपि इतोपि वर्धितं भवति इत्युक्त्वा विरम्यते मया